विद्यालयात् परं सायं विशेषवर्गः आवश्यकम् इति अहं चिन्तयामि इति मम अभिप्रायः शिक्षकः विद्यालये पाठयति तत्र बहवः छात्राः सन्ति केचन छात्राः सम्यक् पठन्ति अन्य केचन छात्राः सम्यक् न पठन्ति तेषां कृते एतत् विशेषवर्गः बहु उपयोगाय भवति ये छात्राः सम्यक् पठन्ति ते अपि अद्यतनकाले विशेषवर्गे योजयन्ति किमर्थं ते अपि सम्यक् मार्क्स् प्राप्तुम् अधिकं प्राप्तुं प्रयत्नं कुर्वन्ति अतः विशेषवर्गस्य स्थानं तु बहु मुख्यम् इति मम अभिप्रायः